संस्कृतसाहित्यम् एकं शास्त्रमेव तत्र भिन्न प्रकाराः भवन्ति नाटकं गद्यं चम्पू काव्यम् इत्यादयः नाटकक्षेत्रे तु कालिदसः भासः बाणः हर्षः भारवि इत्यादयः प्रसिद्धाः रचयि रच रचयिताकारः सन्ति नृत्यस्य विषये तु भरतमुनेः भ नाट्यशास्त्रमेव प्रसिद्धमस्ति यानि सूत्रमा सूत्राणि सः दत्तवान् तस्य कृ तेभ्यः कृते अभिनवगुप्तः अभिनवभारती इति रचितवान् अस्ति चम्पू इति गद्यपद्यस्य तद् काम्बिनेशन् तद् भवति नाटकं तु सर्वे जानन्ति तद् द्रश्य दृश्यकाव्यमेव तत्र भासस्य नाटकं बाणस्यापि बहुविख्यातमस्ति वयं तु दर्शयामः अभिज्ञानशाकुन्तला तत् सर्वं नाटकस्थाने वर्तन्ते